अहं अमेजान्तः आर्डर् कृत्वा एकं सेट्स् स्पोर्ट्स् वेर् स्वीकृतवती तस्य मूल्यम् आसीत् सहस्ररूप्यकाणि एकमासतः तस्य उपयोगं कुर्वती अस्मि वस्त्रस्य गुणवत्ता समीचीना अस्ति तस्य सैज् अपि मम अपेक्षानुगुणं अस्ति वर्ण अपि समीचीनः अस्ति यदा तत् धरामि मम सुखानुभवः अपि भवति अतः एतत् क्रेतुं योग्यम् अस्ति इति मम अभिप्रायः